अहं स्वस्य चित्रग्राहिण्या लघुचलनचित्रं कृतं वर्तते तद् चित्रग्राहिणी ग्रहणात् बहु क्लिष्टं वर्तते नार्मल् केमेरा चेत् बहु ईज़ीतया कर्तुं शक्यते परन्तु मम लघु चित्रग्राहिण्या बहु क्लिष्टतया कृतं परन्तु सम्यक्तया एव मम अनुबोधः अनुभवः जातः कथं नाम बृहत् केमेरा चेत् ईज़ीतया सर्वं शूट् कर्तुम् इत्यादि शक्यते परन्तु यदि लघु स्वीकुर्मः तेन शूटिङ्ग् यदा कुर्मः तदानीं शेटिङ्ग्स् आप्शन् इत्यादि बहु क्लिष्टं वर्तते क्लेरिटि इत्यादि अपि करणेन बहु क्लिष्टं भवति यदि तद् बृहत् चेत् क्वेरिटि इमेज् शार्ट्स् इत्यादि सर्वं सम्यक् आगच्छति एतत् उभयोर्भेदः भिन्नं किम् इति नाम लघु चित्रग्रहणेन यदि कुर्वन् करणकाले दूरवाणी आगमनम् इत्यादि भवति चेत् महान् क्लेशः भवति यदि वयं भिन्नं केमेरा इत्येव स्वीकृत्य यदि कुर्मः तर्हि तदानीं सम्यक्तया यथेच्छया कर्तुं शक्नुमः एवञ्च अस्माभिः अस्माभिः एकत्र स्थाने स्थित्वा स्टेबिलिटि स्वीकृत्य कर्तुं शक्यते पुनश्च चित्रग्राहिण्या अपि स्वस्य चित्रग्राहिण्या अपि भिन्नभिन्न आप्शन्स् कर्तुं शक्यते यथा यतः चलन् चलनक्रियायामपि श्टेबिलिटि संस्थाप्य कर्तुं शक्यते मया रा उर्वशी इति लघु चलनचित्रं चित्रितं वर्तते तद् बहु भेदं जनि जनितवान् जनितवती कथं नाम बृहत् केमेरा चेत् ईज़ि कर्तुं शक्यते स्म परन्तु मया लघु केमेरा मध्ये तत्कृतम् अतः क्लेशः जनितम्